बाल्यकालतया यदा द्वि एकवयसि द्विवयसि वा त्रिवयसि वा ते उद्योगस्य अभ्यासम् आरम्भं करणीयमिति मम मत मतम् किम् इत्युक्ते बाल्यकालतया तद् एकाग्रता सर्वम् आग् आगन्तव्यम् तादृशं बालकानां बालिकानां तु मनसि किं करणीयम् आत्मबलं शारीरिकबलं सर्वम् आगच्छति चेत् तेषां पठनं पाठनं व्यवहारं सामूहिकं व्यवहारम् आय आत्म आत्मबलं तत्सर्वम् आगच्छति इति मम मतः अल्पवयसि योगस्य आरम्भं करणीयं यदा मन्दं मन्दं बहु प्रयत्नेन तादृशं तत् तत् तादृशं प्रयत्नेन नास्ति किन्तु लघु लघु व्यायामं सर्वं कृत्वा ध्यानं सर्वं कृत्वा अनुलोमविलोमप्राणायामं सर्वं कृत्वा वयसि तद् आरभ्यते चेद् यं दिनम् आरभ्यते चेद् तादृशम् उपकारप्रान्तस्य प्रयोजनं तेषां हस्ते आगच्छति अतः बाल्यकालतया योगाभ्यासं करणीयमिति कर्तव्यम् इति मम मतम्